अग्रिमसप्ताहे मम भ्रातृजायायाः कश्चन उत्सवः अस्ति गृहे एव अस्माभिः आचर्यते तदर्थं स्विग्गि मध्ये मोतिचूर् लड्डु केन अत्यन्तं न्यूनमूल्येन महताप्रमाणेन अत्र अस्माकं गृहं प्रति आगत्य साक्षाद्दातुं शक्यते इति अन्वेषणं कुर्वती आसं तदानीं भवतः आपणस्य विषये मया ज्ञातः तर्हि किं भवान् शतं लड्डुकं अग्रिमगुरुवासरे अत्र मम गृहं प्रति आनीय दातुं शक्नोति यदि शक्यते तर्हि कियान् कालः भवता स्वीक्रियते कियत् मूल्यं भवति एतावत् स्वीक्रियते इत्यतः किं भवान् मह्यं न्यूनेन मूल्येन प्रेषयिष्यति इति विवरणं सर्वमपि कृपया प्रयच्छतु